मम मातृभाषायां रामायण महाभारतानाम् अनुवादाः नैव लभ्यन्ते लभ्यन्ते अपि सन्ति अपि चेत् प्रसिद्धाः तु न सन्ति तत्र तुलसीदास रामायणम् अवश्यमस्ति रामचरितमानस नाम्ना परन्तु तद् रामायणम् अपि हिन्दीभाषया इति वक्तुं न शक्यते तत् अवधिभाषया अस्ति अहं तद् सम्यक् अवगन्तुं न शक्नोमि